नमस्काराः महोदय मम पुत्रः विघ्नेशः सि विभागे दशम कक्षायां पठन् अस्ति सः संस्कृतव्याकरणे किञ्चित् क्लेशं अनुभवति एतद् विषये कथञ्चित् सहायं कर्तुं शक्यते वा

अस्तु अद्य सायं अहं गृहं गत्वा तं सूचयामि श्वः आरभ्य क्रीडितुं न गच्छतु इतःपरं मासद्वये परीक्षा आरभते परीक्षानन्तरं मासद्वयं विरामः वर्तते खलु तदा यतेच्छं क्रीडतु इति वदामि अस्तु अध्यापिका मम एका सलहा वर्तते मासद्वयपर्यन्तं क्रीडा स्थगयन्तु तस्मिन् काले पूर्वतनप्रश्नपत्रिकान् दत्वा किञ्चित् सिद्धतां कर्तुं शक्यते खलु न भगिनि तथा किमपि न किन्तु सः कक्षे कथम् अस्ति इति ज्ञातुं किञ्चित् अस्तु अस्तु महोदय